हलो हरिः ओम् आगच्छतु नमस्ते हा हा हा हा हा हा कदा आगतवती कदा आगतवती तद् प्रथमवत्सरम् एकमासं द्विमासम् एकमासं नागतवती वा किं द्विमासात् चलद् अस्ति किल कुत्र गतवती हा हा हा हा हा हा

अस्तु अस्तु हा समस्याः क कस्मिन् प्रकोष्ठे प्रकोष्ठस्य सङ्ख्या ओन् नाट् टु नाम चतुर्थ अट्टे अस्ति वा काः समस्याः आ हा हा उष्णजलं न आगच्छति वा वैफ़ै तत्र तत्र वैफ़ै तत्र पास्वर्ड् जानाति वा भवती हा ह्यः एव परिवर्तितमभवत् पूर्वतनं नास्ति प्रथमं तद् ज्ञात्वा एव वक्तव्यं वैफ़ै सर्वेषां कृते अस्ति नैव तत्र परिवर्तितमस्ति ह्यः एव परिवर्तितं तत्र सङ्ख्यां स्वीकरोतु तद् भवति एव वैफ़ै सम्यक् अस्ति किल अहं दर्शयामि अधुना तु पश्यतु मम दूरवाण्याम् अस्ति पश्यतु तत्र वार्डन् अस्ति वार्डन् मेडम् अस्ति तां मिलतु सा सूचयति सा सूचयति भोजनं किम् अभवत् भोजनविषये का समस्या अस्ति कटुः भवति वा हा हा कटुः अभ्यासः नास्ति वा बाल्यतः

दधि अधिकं स्वीकरणीयं दधि स्वीकरणीयं आं पश्यामि पश्यामि तत्र वार्डन् मेडम् अहं वार्डन् मेडम् सूचयिष्यामि अहं तां सूचयिष्यामि सापि नूतना आगता सा अपि नूतना आगता त तस्याः कृते इतोपि तत्र अभ्यासः नाभवत् कार्यविषये अहम् अहं द्रक्ष्यामि द्रक्ष्यामि पश्यामि निश्चयेन अहं प्रति प्रकोष्ठं प्रति गत्वा अद्य एव पश्यामि हा नमस्कारः